संस्कृतभाषायां मम कृते इष्टा वचोविच्छित्तिः उपमालङ्कारः किमर्थम् इति चेत् सर्वत्र उप उपमालङ्कारं यदा यत्र यत्र वयं प्रयुज्यामः काव्यं कालो सुन्दर सुन्दरी भवति कालिदासादि कवेः बहुस् बहुकाव्येषु उपमालङ्कारं प्र प्रयुक्तवन्तः एकम् उदाहरणं स्वीकुर्मः कालिदसः रघुवंशे तत्र लिखति गगनं गगनाकारं सागरस्सागरोपमा रामरावणयोर्युद्ध युद्धं रामरावणयोरिव यदि अर्थः पश्यामः चेत् तत्र उपमालङ्कारः अस्ति इव इति उपमावाचकः अत्र उपमानं भवति उपमेयं भवति इव शब्दः अस्ति एतत् उपमावाचकः परन्तु वयम् अर्थं पश्यामः चेत् अर्थमपि बहु सम्यक् भवति रामरावणयोः युद्धं कथं भवति इति प्रश्नस्य उत्तरम् वयं किञ्चित् उदाहरणं अन्यत् उदाहरणं स्वीकुर्मः चेत् न भवति अतः कालिदासः उदाहरणं तत्र गगनं स्वीकृतवान् कथं युद्धं रा रामस्य युद्धं कथं भवति इत्युक्ते गगनम् रावणस्य युद्धं कथं भवति इति चेत् सागरम् अतः तयोः युद्धं कीदृशी भवति इत् इत्युक्ते रामरावणयोः युद्धं रामरावणयोः इव एव युद्धं भवति इति तस्य श्लोकस्य अर्थः